नलिकाजलम् अहं प्राप्नोमि कथमित्युक्ते अस्माकं गृहे सम्प् अस्ति तत्र अन्तः एव नलिका नालिकाद्वारा एव जलं प्राप्यते अस्माभिः तत्र किमपि कष्टं न भवति अस्माकं कृते किमर्थं इत्युक्ते रात्रौ आगमिष्यति प्रातः यदि पश्यामः चेत् तत् पूरणं तत् भवति एव तत् किमपि तत्र किम् अनानुकूल्यमेव नास्ति तदर्थं वयं किमपि कष्टं तत्र न अनुभवामः इति मम किम् अभिप्रायः